अस्माकं प्रदेशे महिलाः शिक्षणम् अथवा उद्योगः तेषां विषये समस्यां प्राप्नुवन्ति वा उत सह् सहकारं प्राप्नुवन्ति वा इत्युक्तौ इदानीं महिलाः शिक्षणं तु सुतरां प्राप्नुवन्ति सर्वत्र सर्वेषु कालेषु सर्वासु अवस्थासु इति वयं वक्तुं शक्नुमः तर्हि शिक्षणविषये तेषां कुत्रापि समस्या नास्ति सर्वत्र सहकारः एव वर्तते अयं विष अयं विषयः विधितः एव इदानीम् उद्योगविषये यदि चिन्तयामश्चेत् इदानीं पुरुषाणाम् अपेक्षया इदानीं पुरुषाः अपि उद्योगं प्राप्नुवन्ति अन्योयं विषयः इदानीं स्त्रीणां कृते अपि पृथक्तया किञ्चित् तेषां कृते लेडिस् कोटा इत्यादिकमपि बहुत्र स्थापितमस्ति तर्हि तत्रापि ते साहाय्यं प्राप्नु सहकारम् एव प्राप्नुवन्ति अथवा बहु उच्चस्तरेषु पदेषु कदाचित् समस्या अनुभूयेत यया कयापि नास्ति चेत् सामान्यस्थलेषु कुत्रापि वा समस्यां न प्राप्नुवन्ति ताः सर्वत्राः सर्वत्रापि सहकारम् एव प्राप्नुवन्ति इति निश्चयः विषयः